नमस्ते स्विगी महोदय इदानीम् अतीव वर्षाकालः तस्मात् बहु वर्षति तस्मात् तत्र आगन्तुं न शक्नोमि मम भोजनम् आवश्यकं तत्र सारम् अस्तु अन्नादिकम् अन्नं सारं क्वथितं पल्या आवश्यकम् अनन्तरं दधि अस्ति चेत् किञ्चित् दधि प्रेषयतु अनन्तरम् उपदंशः अस्ति चेत् तत् पर्पटमेकम् अस्तु एवम् आनयतु